आं नागपुरे उल्लेखनीयानि स्थानानि नाम रामटेकनगरम् अस्ति अनन्तरं दीक्षाभूमिः अस्ति इतोपि बहवः स्थानानि सन्ति पर्यटनस्थानं पर्यटनस्थलानि सन्ति यत्र वयं गन्तुं शक्नुमः अत्र ये जनाः आगन्तुं शक्नोति शक्नुवन्ति तेषां कृते महत्वपूर्णं रोचकं नाम रेल यानमपि अस्ति नागपुरं मध्यथाने अस्ति अतः जनाः सरलतया अत्र प्राप्तुं शक्नोति रामटेकमध्ये राममन्दिरमपि अस्ति इतोपि बहूनि स्थानानि सन्ति यत् विशिष्टानि स्थानानि सन्ति ताडोबा इति चन्द्रपूरजनपदे पर्यटनस्थलमस्ति बृहदरण्यमस्ति तदपि बहु सुन्दरमस्ति भारतदेशतः विदेशतः अपि जनाः चन्द्रपुरे स्थितः ताडोबा इति अरण्ये अरण्यम् आगच्छन्ति द्रष्टुम् इतोऽपि नागपूरे टेकडि इति गणेशमन्दिरम् अपि अस्ति गणेशमन्दिरम् इति ग्रामदेवता अस्ति नागपूरस्थजनाः